ग्राम्यजनानां शिक्षाक्षेत्रे रुचिं वर्धयितुं वा परिवर्तनार्थं सर्वकारेण निश्शुल्कभोजनं निश्शुल्कपुस्तकानि छात्रवृत्तिः इत्यादीनि अनेकानि सुविधानि प्रदातुं योजनाः कृताः सन्ति अस्माभिः नूतनसाधनानाम् अनुसारं पाट्यपुस्तकानां पुनर्गठनं कर्तव्यं भविष्यति एतेषां पठनं कृते अस्माभिः सङ्गणक आधारितकार्यक्रमः अपि निर्मितव्यः भविष्यति नूतनरोजगारस्य अवसराणां कृते नूतनपाट्यक्रमः अद्यकाले विविधाः नवीनाः रोजगारस्य अवसराः आगच्छन्ति भारते ग्रामक्षेत्रेषु संसाधनानाम् अभावः अस्ति ग्रामीणक्षेत्रेषु स्थितेषु विद्यालयेषु आधारभूतसंरचनानाम् अपि अभावः अस्ति यथा ब्रेञ्च् क्रीडाङ्गणानां प्रयोगशालानाम् अभावः शौचालयस्य अभावः पुनश्च ग्रामीणभारतस्य विद्यालयनां सुविधानाञ्च अभावः प्रशिक्षकानाम् अभावः गृहस्य विद्यालयस्य च मध्ये दूरम् एतादृशानि बहूनि कारणेन ग्रामीणक्षेत्रेषु बालकाः विद्यालये न प्रेष्यन्ते